क्षेत्रीयं राज्यं राष्ट्रीयः अन्ताराष्ट्रीयस्तरेषु आयोजितेषु कस्यामपि छायचित्र प्रतियोगितायाम् अहं भागं न गृहीतवती परन्तु भागं कर्तुम् अहं यथा प्रयत्नं करोमि किमर्थम् इति चेत् छायाचित्रम् इति यद् अस्ति तद् मम कृते बहु रुचिप्रदायकम् अस्ति यद् अचेतनमपि वस्तुं चेतनयुक्तं कर्तुं तेन शक्यते एतेन किमपि वस्तुं सुन् सौन्दर्ययुतं कर्तुम् एतद् छल् छायाचित्र माध्यमेन कर्तुं शक्यते मम मध्ये तु इदानीं मम समीपे एतद् केनान् तौजन्ड् फै हण्ड्रेड् ओल्ट् इति यदस्ति तद् छायाचित्रग्राहकम् अस्ति परन्तु इतोऽपि तत्रापि बहुविध लेन्स् अपि भवन्ति तत्र बहुविध लेन्स् अपि उपयोगं कथं कर्तव्यम् इत्यपि अहं ज्ञातव्यम् अस्ति तत् सर्वं ज्ञात्वा तत्र भागं वोढुम् अहं प्रयत्नं करोमि एतेन भागग्रहणेन मम एतद् इच्छा किमस्ति छायाचित्रमाध्यमे तद् सफलं भवति इति अहम् एतत् प्रयत्नं करोमि अहं विश्वासं करोमि एवं छाया चित्रम् इति यदस्ति इदानीन्तनकाले तु अद्यत्वे तु सर्वत्रापि एतद् छायाचित्रम् इति यद् अस्ति तत् सर्वत्रापि बहु उपयोगितं प्राप्नोति सर्वे कुत्रापि प्रवल्सार्थं वा कुत्रापि यत्र कुत्रापि वा भवतु सर्वेषां समीपे एकम् एतद् चित्रं भवत्येव एतद् चरवाण्यां वा भवतु कुत्रापि वा भवतु सर्वे चित्रं स्वीकुर्वन्ति एव तत्र विषेशतः छायाचित्रं ग्राहकरूपेण कार्यं कर्तव्यं चेत् तत्र बहु परिश्रमं विधेयम् अस्ति तत्र बहु कार्यं कर्तव्यम् अस्ति किमर्थम् इति चेत् एतद् चित्रं तु चरवाण्याम् एव स्वीकर्तुं श योग्यमिति ये वदन्ति तथा वक्तुं वयं प्र प्रयत्नं न कर्तव्यम् अवसरं न ध्येयं किमर्थम् इति चेत् तावत् तथा स्पष्टता स्यात् अस्माकं चित्रेषु अतः अहमपि तत्र भागं कर्तुं भागं गृण्हातुं बहु प्रयत्नं करोमि एवम् इच्छामि अपि अस्तु